हरिः ओम् राधिका फ़ोटो शाप् अस्ति वा अस्तु अहं मम विवाहस्य फ़ोटोशूट् कर्तुमिच्छामि मम विवाहः तु डिसेम्बर् मासे अस्ति अस्तु आम् अस्तु आं प्रीवेड्डिङ्ग् शूट् कर्तुं तु इच्छामि यदि प्रीवेड्डिङ्ग् शूट् करोमि तर्हि तस्य प्रैज़् कति भवति अस्तु अस्तु तर्हि प्रीवेड्डिङ्ग् शूटस्य लोकेशन् किम् अहं स्वीकरोमि या भवत्याः पार्श्वे किमपि लोकेशन् अस्ति पेकेज् अस्ति अस्ति चेत् वदतु अस्तु तर्हि अहं चिन्तयामि किं मन्दिरे एकं फ़ोटो शूट् करोमि अनन्तरं सीबीच् मध्ये एकं फ़ोटो शूट् करोमि तदन्तरं पार्क् मध्ये अपि फ़ोटो शूट् करोमि पर्वतशिखरे अपि एकं फ़ोटो शूट् करोमि चलति वा अस्तु तर्हि अहम् एतत् लोकेशन् मध्ये फ़ोटो शूट् करोमि तर्हि मेकप् अनन्तरं शाटिका भवद्भिः दीयते न अहमेव स्वीकरोमि अस्तु तर्हि कस्मिन् दिनाङ्के भवती अथवा भवद्भिः फ़ोटो शूट् कर्तुं शक्नोति नवेम्बर् मासस्य पञ्चविंशतिदिनाङ्के अस्तु अहं कर्तुं शक्नोमि तर्हि भोजनव्यवस्था भवद्भिः एव क्रियते न अहमेव भोजनव्यवस्थां करोमि आम् अस्तु तर्हि सर्वं मू मूल्यम् अहमेव पे करोमि अस्तु स्थापयामि वा